शेर् मार्केट् विषये अहं बहु न्यूनं जानामि जानामि अत्र शेर् मार्केट् मध्ये जनाः सार्वजनिक कम्पनीनां भागं क्रीणन्ति पुनः विक्रयन्ति च अत्र श शेर् मार्केट् मध्ये कम्पनीभ्यः जनसामान्यं प्रति न भाग वि विक्रयणं कृत्वा पूञ्जि पूञ्जीसङ्ग्रहं कर्तुं शक्नोति शेर् मार्केट् प्रायः जटिलम् अस्थिरं च स्थानं वर्तते तथापि तत्र जनाः कार्यं कुर्वन्ति अपि तत्र अपायः सर्वत्र भवति अस्मिन् वर्तमानसमाजे सोशयल् मीडिया मध्ये अपि व भवतु बहु अपायः अस्माभिः द्रष्टव्यः तत् तथैव अत्र कदाचित् धनस्य उन्नतिः भवति कदाचित् अस्माकमपि धनस्य नाशः एतेन भवति अतः बहु सम्यक् रीत्या शेर् मार्केट् विषये पठित्वैव अत्र कार्यं कर्तव्यं कार्यं कर्तव्यः अस्माभिः इति अत्र सर्वैः समायोजनं समायोज्य कर्तव्यः पुनः